भो मित्र मया नूतनदूरवाणीसंख्या अद्यैव स्वीकृता मम डिजिलाकर् मध्ये पूर्व उम उपयुज्यमाना सङ्ख्या एव वर्तते या इदानीं नूतनतया स्वीकृता तस्याः सङ्ख्यायाः डीजीलाकर् मध्ये उपयोगं कर्तुम् अहम् इच्छामि तर्हि अकौण्ट् अद्यतनीकर्तुं कथमहं शक्नोमि यतोहि अहं तु गृहे अस्मि गृहे अत्र कोपि नास्ति ज्ञातः अहं नैव जानामि कुतः तत् परिवर्तनादिकं कर्तव्यम् इति भवान् कृपया दूरध्वनिसङ्ख्याम् उन्नतीकर्तुम् अद्यतनीकर्तुं कथं वा अहं शक्नोमि इति तत एव दूरवाण्यां मार्गनिर्देशनं कर्तुं शक्नोति वा